कदाचित् नागपुरस्था एका संस्कृतविदुषी काचन संस्कृतविदुषी संस्कृतेन कीर्तनकलां प्रस्तुतवती कीर्तनं नाम महाराष्ट्रीयं विशेषप्रकारः वर्तते यस्मिन् गायनम् अभिनयः वैदुष्यं नाट्यं सर्वम् आवश्यकं बहुकलापूर्णः एषः एषः प्रकारः वर्तते कीर्तनं महाराष्ट्रीयानां विशेषप्रकारः तर्हि तत् संस्कृतकीर्तनमस्ति कीर्तने पूर्वरङ्गः उत्तररङ्गः च इति भागद्वयमस्ति पूर्वरङ्गे किञ्चन सन्तवचनम् अनुसृत्य आध्यात्मिकता विवेचिता भवति तमेव सूत्रम् अनुलक्ष्य उत्तररङ्गे काचन परिचिता कथा कीर्तनकारः कारः वर्णयति तत्रापि नाट्यं सङ्गीतं संवादः यावत् शक्यं विभिन्नप्रकाराः तत्र उपयुज्यन्ते नाम तत् रञ्जकं भवति तदर्थं तर्हि मराठीभाषया तु तत् कीर्तनं सर्वत्र प्रचलति नारदीयकीर्तनम् इति तत् प्रसिद्धं तत्र पूर्वरङ्गं समाप्त्यनन्तरं कश्चन अन्यः भक्तः गायनं करोति नाम गानं प्रस्तौति भक्तिपरं गानं प्रस्तौति तदनन्तरं कीर्तनकारः पुनः उत्तररङ्गं प्रस्तौति एषा पद्धतिः अस्ति एषा परम्परा अस्ति तर्हि तस्मिन् संस्कृतकीर्तने अहं गायनं करोमि इति मम मनसि तु आसीदेव परं कीर्तनकाररूपेण या विदुषी तत्र आगतवती तस्याः नाम अस्ति माननीया डाक्टर् लीनातय् रस्तोगी वर्या सा मामेव आदिष्टवती यत् मध्ये अहं भक्तिपरं गानं प्रस्तौतु इति मया प्रस्तुतनीयं प्रस्तव्यम् इति सः मम गायनानुभवः अतीव आनन्ददायकः यतः संस्कृतकीर्तने अहं संस्कृतगीतं संस्कृतगानं प्रस्तुतवती सः अतीव आनन्दविषयः मदर्थम्